नमस्ते हा भवत्याः नाम किम् आयुः कः कति कः अष्टादश आम् भवत्याः प्रश्नं किं वदतु निद्रान्न करोमि अस्तु भवती कदा शयनं कर्तुं गच्छामि नववादने एव गच्छति वा कदा भोजनं खादति अष्ट वादने कदा उत्तिष्ठति कदा उत्तिष्ठति षड्वादने उत्तिष्ठति वा अष्टवादने उत्तिष्ठति भवती निद्रा समये फ़ोन् उपयुज्यति वा दूरवाणी उपयुज्यति वा कदा कति समयम् उपयोगम् उपयुङ्ते एकवादनपर्यन्तम् उपयुज्यति वा भोजनं लैट् आफ़् कर् करोति तदनन्तरमेव दूरवाणीम् उपयुज्यति अस्ति हा तदेव भवत्याः प्रश्नमिति अहं जानामि किन्तु यत् लैट् आफ़् क्रियते चेत् भवत्याः दूरवाण्याम् अस्ति लैट् अस्ति भवत्याः मुखे आगच्छति चेत् भवत्यां न श निद्रां कर्तुं न शक्नोमि तस्य औषधम् अस्ति किन्तु तर्हि भवती एव तत् तस्य उपयोगम् उपयोगं अस्तु अतः तदेव अहं तदेव अहम् उत वदति भवती तस्य उपयोगम् उपयोगस्य किञ्चित् समयमेव दूरवाणी उपयुज्यति चेत् भवत्याः एतत् प्रोब् एतत् प्रश्नः न आगच्छति इति अहं मतं मन्ये योगासनं करोतु प्रभाते एकं एतावत् षड्वादनपर्यन्तं षड्वादनपर्यन्तम् निद्रां करोमि तदनन्तरम् उत्तिष्ठति चेद् योगासनं प्राणायामम् इत्येतावत् कार्याणि करोतु अनन्तरम् उत्तमानि भोजनानि खादतु बीजाः व्यञ्जनाः फलानि इति यावत् एतावत् कार्याणि खादन्तु तर्हि चेद् भवत्याः आरोग्यं सम्यक् अस्ति इति अहं मन्ये अतः छात्रावासे वसामि वा ओ अस्तु तदनु तथा एकम् आ सेवा इत्यादयः फलानि खादतु तदेव उत्तममिति अहं मन्ये एकदिनं दिनं प्रति एकं सेवा खादतु जलम् अपि सम्यक् पिबतु

सम्यक् अस्तु यदा प्रश्नमस्ति चेद् पुनः आगच्छतु धन्यवादः